पाकशालायां स्थालिका चषकः चमसः सन्दंशः कटोरा इत्यादिकपात्राणि द्रोणी इत्यादिपात्राणि सन्ति इदानीं स्थालिकां पश्यामः चेत् लघ्वी भवति बृहती अपि भवति इदानीं बृहन्मध्ये अन्नं रोटिका सर्वं स्थापयितुं शक्यते लघुस्थालिकायां व्यञ्चनानि सर्वं स्थापयितुं शक्यते चषकः चषकेन जलं पिबन्ति चायं काफ़ी पायसं इत्यादिकं सर्वं पिबन्ति चमसः चमसेन शर्करं स्वीकुर्वन्ति लवणं स्वीकुर्वन्ति एवं किमपि पाकशालायां पाकसमये किमपि स्थापनीयं चेत् चमसम् उपयुज्य तत्र स्थापयन्ति तत् एवं सन्दंशः अस्ति सन्दंशः रोटिका पाकसमये उपयोगं कुर्वन्ति अनन्तरं पर्पटं यदा कुर्वन्ति तदा उपयोगः भवति एवं द्रोणी द्रोणीमध्ये क्वथितं सारः अनन्तरं तक्रम् इत्यादिकं सर्वं स्वीकृत्य एतत् परिवेषणं सर्वं कुर्वन्ति ये